सप्ताहद्वयात् पूर्वं आन्लैन् आपणतः अहम् ईकामर्स् द्वारा एकं स्मार्ट् वाच् क्रीतवान् यदा अहं तत् स्मार्ट् वाच् प्राप्तवान् तदा तत् पेकेज् दृष्टवान् तत् भग्नं शीर्णम् आसीत् मम सन्देहः आगतः उद्घाट्य दृष्टं तदा स्मार्ट् वाच् किञ्चित् भग्नम् आसीत् अनन्तरं परिशीलितं तत् स्मार्ट् वाच् नूतनं नास्ति पुरातनमेव इति अहं महता उत्साहेन क्रीतवान् बहुभ्यः दिनेभ्यः स्मार्ट् वाच् धरामि इति इच्छया अहं द्विसहस्रेण रूप्यकैः तत् क्रीतवान् किन्तु तस्य दर्शनेन मम उत्साहभङ्गः अभवत् अतः अहं निर्णयं कृतवान् तस्य प्रतिदानं कर्तुं झटिति एव अहं प्रतिदानम् आर्डर् कृतवान् दिनत्रयाभ्यन्तरे सः आगत्य तत् नीतवान् मम कृते मम धनं प्रत्यागतम्